औद्योगिकसंस्थानानि यानि सन्ति तत्र नियन्त्रणं विधेयं पर्यावरण पर्यावरणप्रदूषणनिवारणाय वृक्षच्छेदनं निवार्यम् एवञ्च वृक्षरोपणं कर्तव्यं परिसरे स्वच्छता स्थापनीया सप्ताहस्य एकस्मिन् दिने ता तादृशं कार्यं कर्तव्यं येन सम्भूय प्रतोल्यां वीथ्यां राजमार्गे च स्वच्छता भवेत् यदि सर्वे परिवारजनाः सर्वेषां परिवाराणां जनाः एवं कुर्वन्ति तर्हि पर्यावरणं सुरक्षितं भविष्यति पर्यावरणे नष्टे सति वयम् अपि नष्टाः भविष्यामः अतः पर्यावरण सुरक्षणाय अन्ये कि अपि उपायाः कर्तुं शक्यन्ते तत्र अनेकत्र यत्र गैस् चुल्ली न भवति तत्र काष्ठानामेव प्रयोगेण भोजनस्य परिपाकः भवति येन धूमः उद्भवति येन पर्यावरणं दूषितं भवति अतः तादृशः उपायः भवेत् येन धूमोत्सर्गः पर्यावरणे न भवेत् एवं यागादयः ये सन्ति ते यागादयः अपि अनुष्ठानीयाः सन्ति सर्वप्रथमं मनुष्यस्य मनः एव प्रदूषितं भवति तदैव बाह्यं पर्यावरणं प्रदूषितं भवति पूर्वं मनसि आत्मनि वा लोभः जायते यत् अहमेव विश्वस्य मुख्यः भविष्यामि एवञ्च ममैव प्रभुत्वं सर्वे स्वीकुर्वन्तु इति एवं पूर्वं तु मनः शोधनीयं भवति विना मनः शोधनं पर्यावरणं शुद्धं कर्तुं न शक्यते इति मामकीनः विचारः वर्तते